मम प्रदेशस्य राजनैतिकदलानि बहूनि सन्ति बि जे पि जे डि एस् काङ्ग्रेस् इत्यादिकमस्ति कर्नाटकराज्यतः प्रथमप्रधानमन्त्री हेच् डि देवेगौड महोदयः अस्मात् राज्यात् अस्मिन् मण्डले एव विद्यमानाः सन्ति ते जे डि एस् इति इत्याख्यस्य दलस्य कार्यकर्ता आसन्

यदि यदा प्रधानमन्त्री आसन् तदा अस्माकं प्रान्ते मार्गं समीचिनतया निर्माणं कृतवन्तः एवं बहूनि कार्याणि तत्र प्रवृद्धानि आसन्